मम प्रदेशे ये युवा युवसमूहः या सन् ये सन्ति ते शिक्षणं तु प्राप्तुं शक्नुवन्ति किमर्थम् अत्र प्रदेशे बहवः विश्वविद्यालयाः सन्ति तत्र प्रथमतया यदि पश्यामः चेत् केन्द्रीयः विश्वविद्यालयः एकः अस्ति सागरमध्ये डाक्टर् हरिसिंगगौरविश्वविद्यालयः तत्र बहवः विभागाः अपि सन्ति तेषु विभागेषु ते पठित्वा अपि तत्र उद्योगमपि प्राप्तुं शक्नुवन्ति किमर्थं तत् समस्या न भविष्यति तत्र समेषां कृते अपि छात्रावासस्य एवं छात्रवृत्तेः कृते अपि तत्र व्यवस्था व् अस्ति एव एतदर्थं तत्र पठित्वा एव तत्र तस्य अनंतरम् उद्योगमपि प्राप्तुं शक्नुवन्ति अनंतरमस्ति एकः नाना देशमुखः माद्द् मुखैः एकं विश्वविद्यालयस्थापनं अभवत् तत्र चित्रकूटः चित्रकूटे एकः अस्ति ग्रामोदयविश्वविद्यालयः तत्र अपि बहूनि शिक्षणसंस्थानानि तत् तथा एव इदानीम् एव प्रचलन्ति तत्रापि शिक्षणं प्राप्य छात्राः उद्योगं कुर्वन्ति प्रायशः मध्यप्रदेशे यदि पश्यामः चेत् तत्र प्र् मध्यप्रदेशे या अस् भवति अत्र बान्स् माध्यमेन अपि तत्र उद्योगः भवति अनन्तरं तत्र छात्राः स्केल् यत् अस्माकं प्रधानमन्त्रिणा प्रचलिता अस्ति तत्र तथा स्वीकृत्य अपि कार्यं कुर्वन्ति एतत् एवं च सैस्कल्स् एव विश्वविद्यालये तत्र पाठ्य छ शिक्षकैः पाठयन्ति अपि एतदर्थं पाट् शिक्षणं प्राप्य अपि तत्र उद्योगं प्राप्तुं शक्नुवन्ति